परिवर्तनशीलं पर्यावरणम् अस्माकं क्षेत्रे कृषेः उपरि बहूनि

एतत् परिवर्तनशीलम् पर्यावरणकारणेन जलं लभ्येतुम् कृषिक्षेत्रे सम्यक् नास्ति अनन्तरम् एतत् पर्यावरणकारणेन अकालवर्षाणि आगच्छन्ति तदपि कृषिवर्धनात्र एका समस्या अस्ति अन्ये एतत् परिवर्तनं पर्यावरणकारणेन बहूनि रोगाणि आगच्छन्ति कृषिक्षेत्रे तद् निवारणं कर्तुं सर्वेः अधिकाधिकम् कीटकनाशिनि रसायनानि उपयोगं कुर्वन्ति किन्तु अनन्तरम् एतत् कीटकनाशिनि रसायनकारणेन बहू नष्टं भवति अनुभूतिं भ् कुर्वन्ति सर्वे इदानीं केचन जनाः सेन्द्रिय कृषिव्यवसायः अभ्यासं कुर्वन्ति सम्यक् अनुभूतिं प्राप्नोति पञ्चगव्य उपरि पञ्चगव्य उपयो उपयोगं कृत्वा काचन जनाः कृषिक्षेत्रे कार्यं कुर्वन्ति उत्तमं फलितानि प्राप्नुवन्ति